आम् अहं कृतकबुद्धिमत्ताविषये जानामि कृत्रिमबुद्धेः कम्प्यूटर् विज्ञानस्य उपविभागः अस्ति तथा च तस्य मूलं पूर्णतया कम्प्यूटरिङ्ग् प्रणालिषु आधारितम् अस्ति ए ऐ इत्यस्य परमं लक्ष्यम् एतादृशानि उपकरणानि निर्मातुं ये बुद्धिमान् स्वतन्त्रतया च कार्यं कर्तुं शक्नुवन्ति तथा च मानवश्रमस्य हस्तकार्यस्य च न्यूनीकरणं कर्तुं शक्नुवन्ति कृत्रिमबुद्धिमत्तायाः कारणे जनानां कार्यक्षमतायाः न्यूना जायमाना अस्ति जनानाम् आलस्यं वर्धते जनाः स्वकीयलघुकार्यमपि ए ऐ द्वारा एव कारयन्तः सन्ति जनाः सम्प्रति स्वकीयबुद्धेः प्रयोगमपि न कुर्वन्ति ए ऐ कारणेन अनपेक्षिताः समस्याः वर्धिताः सन्ति ए ऐ कारणेन जनाः सम्पूर्णतया बौद्धिकरूपेण शारीरिकरूपेण च ए ऐ उपरि आश्रिताः भवन्ति येन तेषां सृजनसृजता नश्यति